मम प्रदेशे समुदायानां मध्ये सङ्घर्षः जायते एव तथापि विशेषतया गणेशोत्सवसमये अन्यपर्वदिनेषु सङ्घर्षः भवत्येव तदा आरक्षकाणां सहायम् अपि तत्र अपेक्षितं भवति किन्तु जनानां मध्ये समुदायानां मध्ये सम्भाषणद्वारा तत् न्यूनीकर्तुं शक्नुमः सौहार्दता पूर्वेण समुदायानां सङ्घर्षं न्यूनीकरणीयम् एव